हलो नमस्ते महोदया कः वदति सत्यं

ओहो एवं वा एवं वा एवं वा तर्हि तर्हि मम इ इदानीं ड्रैविङ्ग् स् कक्षा भविष्यति तत्र आफ़िस् अस्ति कार्यालयं तत्र आगच्छतु भवताङ्कृते सर्वं निवेदयामि एवं वा तर्हि तर्हि शीघ्रतया आगच्छतु अत्रैव अ अहं स्वागतं करोमि ओ ओ भोः महोदय आगच्छतु अत्रैव हा अत्रैव हा आगच्छतु आगच्छतु हा अत्र आगच्छतु उपविशतु उपविशतु महोदया आ समीचीनं

एवं वा अत्र यत् लैसेन्स् अपेक्षितं भवति तदर्थं तु कार्याणि भवन्ति तत्र प्रथमं द्विचक्रिकायानं ह वर्तते आह् आह् सत्यं सत्यं चतुश्चक्रस्य अर्थात् कार् यानस्य कृते आवश्यकं चेत् एकं कार्यं कुर्मः मम तत्र कक्षा प्रचलति तदर्थं भवान् प्रवेशं स्वीकरोतु तत्र किं भवति भवताङ्कृते कार् याने एव शिक्षां प्रदास्यामः अन्ते भवताङ्कृते लैसेन्स् अपि दापयितुं अस्माभिः प्रयत्नः क्रियते यद् अपेक्षितं भवति तस्य अभवत् हा सत्यं अतः ह तदर्थं प्रथमं तावत् किञ्चित् प्रवेशशुल्कं भवति सहस्ररूप्यकं तत् दत्वा प्रवेशं स्वीकरोतु भवतां द्वादश कक्षाः भवन्ति अथवा विंशतिः कक्षाः अपि भवन्ति यावत् कक्षा भवताङ्कृते अपेक्षिता तावत् निश्चयं कृत्वा प्रवेशं स्वीकरोतु तदनन्तर प्रथमं तु चार्न् प्रक्रियार्थं लैसेन्स् क्रियते पुनः अन्ते डी एल् स्वीकर्तुं शक्यते ह ह एल् एल् आर् प्रथमं लभ्यते आ अवश्यम् अवश्यम् अवश्यं एव आगच्छतु एवं करोतु हा प्रातःकाले भवता समयः कः इति वदतु तस्मिन् समये एव षड्वादने बहुसमीचीनं बहुसमीचीनम् आगच्छतु षड्वादने एव आ एवं तो भवान् अत्र आगत्य इतः शिक्षा प्रदातव्या अथवा भवतां गृहे आगत्य अस्माभिः स्वीकरणीयं वा आ एवं वा तर्हि भवान् द्विचक्रिकायानद्वारा अत्र आगच्छतु वयं अत्र भवतां शिक्षां प्रदास्यामः तदनन्तरं द्वादशकक्षाः भवन्ति तदनन्तरं भवतां डी एल् कृते प्रोसीजर् भवति यथा रथम् भवतां प्रमाणपत्राणि भवन्ति यथा डेट् आफ़् बर्थ् एवं आ तद् पुनः पुनः वदामि अस्तु धन्यवादाः